मम जीवने अविस्मरणीया घटना अस्ति विद्यालये प्रथमवारं गमनम् किमर्थं वदामि चेत् तस्मिन् दिवसे अहं तत्र गत्वा बहून् विषयान् प्रथमवारं दृष्टवान् तदा अहं नूतननूतनजनानां सम्मिलने गत्वा बहूनि शिक्षणीयविषयस्य ज्ञानं प्राप्तवान् तस्मिन् दिवसे अहम् अनुप्रेरितः अभवम् तस्मिन् दिवसे अहं बहु अधिकं क्रन्दनं कृतवान् तदेव एतत् विशिष्टम् अस्ति